मम गृहे शुद्धशाकाहारी एवं सात्त्विकभोजनम् अहं पचामि उपहारनिमित्यम् अहं दोसा इड्लिकां पोङ्गल् चपाति पराठा उपमा इत्यादि पदार्थान् पचामि भोजनार्थं प्रतिदिनम् अन्नं क्वथितं सारः निर्माणं करोमि लशुनं पलाण्डुः सेवनं न कुर्मः अतः अधिकं हिङ्ग् नारिकेलं व्यञ्जने स्थापयामि सायङ्काले अहं यदा बालाः शालात् आगच्छन्ति तदा भेल्पुरी वडापाव् पाव् भाजी इत्यादि निर्माणं करिष्यामि मम प्रियखाद्यमस्ति पाव् भाजि एवं शिरा इति पाव्भाजी निर्माणं बहु सुलभम् प्रथमं सर्वविधं शाकान् प्रक्षालयामि अनन्तरं कर्तयित्वा तेषां क्वथनं करणीयं यदा शाकाः मृदुः भवन्ति तदा गेस् आफ् करणीयम् अन्यस्मिन् पात्रे तैलं स्वीकृत्य रक्तफलान् स्थापयामि मसाला स्थापयित्वा शाकानां भर्जनं करोमि ब्रेड् मध्ये नवनीतं स्था संस्थाप्य भर्जनं कृत्वा मसाला व्यञ्जनेन साकम् आस्वादयामि मधुर पदार्थेषु शिरा मम प्रियं तत् अहं घृतं क्षीरं शर्कराम् उपयुज्य निर्माणं करोमि बहु स्वादिष्टं भवति तत्